नमस्ते विद्यालयेषु अहं बहुविद्यालयेषु मम प्रियः विषयः एकः तु कन्नडभाषा आसीत् अन्यः गणितम् आसीत् मम अस्माकं शिक्षकाः बहु सम्यक् पाठितवन्तः कन्नडविषये वा गणितविषये वा अस्माकम् आसक्तिम् इतोऽपि वर्धितवन्तः ते अस्माकं मस्तिष्के बहु विषयस्य महत्त्वं वा अथवा विशेष ज्ञानं वा सृष्टवन्तः यदा वयं कन्नडवर्गं वा गणितवर्गं वा गतवन्तः तदा वयम् अन्यविषये स अन्यविषयं सर्वं विस्मृत्य पाठस्य विषये सम्यक् ज्ञानं प्राप्तुम् अस्माकं मनसि इच्छा आसीत् तादृशं पाठितवन्तः सहपाठिनः अपि बहु सम्यक् अस्माकं सम्मि सम्यक् मेलनम् आसीत् सम्यक् सर्वे पठितवन्तः विद्यालयसमयः बहु रुचिकरः आसीत् किञ्चित् कष्टस्य विषयः कठिनविषयः इत्युक्ते रसायनशास्रम् आसीत् तत्र सूत्रं वा केमिकल्स् नामानि वा स्मर्तुं बहु कष्टम् आसीत् इति कारणेन परीक्षाम् अपि यदा वयं लिखितवन्तः तदा पूर्वसिद्धतां कुर्वन्तः अपि गच्छामः चेत् तत्र स्मरणे न भवति स्म तदर्थं किञ्चित् काठिन्यम् अनुभूतवती रसायनविषयस्य रसायनशास्त्रस्य विषये विद्यालये वयं सर्वे बहु सम्यक् भागं स्वीकृतवन्तः विद्यालयतः अन्यग्रामे नगरे वा स्पर्धाः चर्चाविषये वा क्रीडाविषये वा तत्र गमनं तत्र अन्यविद्यालयस्य छात्राणां छात्रेण सह मेलनम् एतत् सर्वं विद्यालयः विद्यालये पठनसमयः अहं बहु सन्तोषेण तत्र भागं स्वीकृतवती तानि अविस्मरणीयदिनानि सन्ति